स्वहस्तनिर्मितं करकुशलवस्तु मया बहुधा अनेकानां कृते दत्तं वर्तते एवं च अनेके च मह्यमपि दत्तवन्तः अत्र अस्माकं कक्षा आसीत् करकुशलवस्तूनां निर्माणं तत्र अस्माकं बहुविधाः कलाकृतयः करकुशलवस्तूनि कथं निर्मातव्यानि इति विषये उद्बोधितवन्तः

वस्तु निर्मीय तस्याः कृते तस्मिन् दिने दीयते स्म तेन च जनाः बहु सन्तोषमनुभवन्ति तस्याः सः सन्तोषः वचसा वचोभिः वक्तुं नैव शक्यते तादृशः वर्तते यथा येन केनचित् आपणेन दत्तं वस्तुं स्वीकुर्मश्चेत् तत्र तावान् आनन्दः यद्यपि न अनुभूये स्वकीया इयं मम कृतिः एव इति कृत्वा तस्याः स्वकीयसमये परिश्रमे च परिश्रमं च संस्थाप्य इदं निर्मितवती इति धिया तैः बहु सन्तोषः अनुभूयते अतः यद्यपि मया दत्तं कलाकृतिः हस्तनिर्मितं करकुशलवस्तु अन्ये अपि इष्टवन्तः तेषामभिप्रायं श्रुत्वा मम ममापि सन्तोषः जातः तद्वदेव अन्यैः यदि कलाकृतिवस्तूनि मह्य् करकुशलक् म्च् करकुशलवस्तुं मह्यमिति दीयते तर्हि ममोऽपि ममापि तत्र अत्यन्तः आनन्दः जायते